संस्कृतभाषा प्राचीनतमभाषासु भाषासु अन्यतमा अस्ति प्रथिव्यां प्राचीनतमा संवृद्धितमा शास्त्रीया शास्त्रीया च भाषा इति मन्यते इयं हिन्दुबौद्धजैनधर्माणाम् आराधना भाषा अस्ति भारतस्य त्रयोविंशतिः अधिकारिककासु च राज्येषु अन्यतमा अस्ति नेपाले अपि च अस्याः भाषायाः महत्त्वम् अस्ति अस्यां भाषायां बहूनि सुभाषितानि सन्ति विख्यातव्याकरणज्ञः पाणिनिः क्रैशः पूर्वकाले संस्कृतभाषायाः मानिककरणं कृतं भारतीयभाषासु यथा भवति तथा अनेकसंस्कृतशब्दाः निर्मीयन्ति ते सुदृशाः शब्दाः उच्यन्ते उत्तरीयाः भाषाः संस्कृतात् जाताः अतः एव संस्कृतं सर्वभाषाणां जननी इति उच्यते संस्कृतभाषायाः अन्यनामानि सन्ति यथा सुरभारती देववाणी देववाक् देवभाषा अमरभारती इत्यादयः सन्स्कृतभाषायां लिखिताः शिलालेखाः प्राचीनतमाः सन्ति परन्तु कतिपयेभ्यः लोकेभ्यः परं संस्करतभाषायाः महत्त्वं विलिप्तं जातं ततः द्वादशतं क्रीशः पूर्वं पश्चात् संस्कृतभाषा प्रचलिता स्म अरुणवर्तीयसंस्कृतं प्राचीनतमं मेघभारतीयसंस्कृतं प्राकृतस्य अनन्तरं विकसितुं कविः वाल्मीकिः संस्कृतभाषायाः प्रथमः कविः आसीत् तेन रामायणं महाकाव्यं लिखितं कविकालिदासस्य खण्डकाव्यं मेघदूतं रघुवंशस्य कुमारसम्भवम् ऋतुसंहारं च महाकाव्यं तथैवं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलं मालविकाग्निमित्रम् इति नाटकानि विश्वप्रसिद्धानि सन्ति विश्वे एवं च भारते च अपि राष्ट्रियभाषासु संस्कृतप्रावं दृश्यते यतो हि अत्र हिन्दी यदि प्रचलिता अस्ति तर्हि तत् भाषायामपि संस्कृतशब्दानां तत्र प्रयोजनं कृतं वर्तते